हलो हा वदतु ह हा विद्यालयः तु हा वि विद्यालयस्य विषयाः भवन्ति तत् सर्वम् एकं मनो मन् मनोविज्ञानिकसम्बन्धितविषयाः पुनः दार्शनिकं स तत् वि अन्तिमं रो इत्युक्ते सप् सप्तम सङ्ख्यायाः रो भवति तत्र तत्र बुक् त्रयं वा एकं एकं तु दा दा दार्शनिक दार्शनिकसम्बन्धितविषयबुक् एकं भवति तत्स्विकरोतु पुनः मनोवैज्ञानिकसम्बन्धितं बुक्स् भवन्ति तदपि अनिवार्यतया मन् मनोविज्ञानमेव मनोविज्ञानं तत्र प्रायः मनोविज्ञानं बु चा यदि विद्या मनोविज्ञानं भवेत् विद्याविज्ञानं भव् मनोविज्ञानं भवेत् पुनः तत्र विद्यालयप्रबन्धः इति एकं पुस्तकं स्वीकुर्यात् विद् हा विद्यालयप्रबन्धः एव पुस्तकमस्ति तत् रो एकमेव भवति रो एक एकत्रैव सन्ति तत्र पुस्तकानि सर्वाणि शास्त्रशिक्षणम् एकमस्ति पुनः शास्त्रशिक्षणस्य वि विषयः भवति तत्र हा शास्त्रसन्बन्धितविश् साहित्यशास्त्रमेकं भवति तदेकैकं शास्त्रं किञ्चित् किञ्चित् तत्र भवति पुनः साहित्यशास्त्रे एकं पुस्तकं स्वीकर्तव्यं विधिसम्बन्धितपुस्तकानि अपि भवन्ति पाठयोजनासम्बन्धितविषयाः तत्र हा पि एस् एस् टि इति एकम् एग्साम् भवत् भवति तन्निमित्तं चिरन्तनी पुस्तकमस्ति सप्तम रो मध्ये सप्तमरोम अष्टमरो मध्ये भवति तत् तदपि स्वीकरोतु तत् पठति चेत् इद् यदि सीट् लभ्यते स्म पठति चेत् तत्तु चि चिरन्तनीतः स्विकुर्वन्ति वा इति न जाने किन्तु आधिक्यतया चिरन्तनीतः स्विकुर्वन्ति भिन्नभिन्नपुस्तकानि पठनीयानि भवन्ति हा त त तथा नास्ति नेट् एग्साम् वत् ने नेट् एग्सां कोशन्स् अपि आगच्छन्ति तत्र किन्तु विभिन्नपुस्तकानि पठितव्यानि पुनः टिक् कर्तव्यं सर्वं रौण्डप्पु वा टिक् वा कर्त रौण्ड् अप् एव ओ एम् आर् ओ एम् आर् शीट् भवति ओ ओ एम् आर् शीट् मध्ये रौण्ड् रौण्ड् कर्तव्यं भवति तत्सर्वमपि एकं पुस्तके तत्र लिखितं भवति भोः ग्रन्थालये तदपि स्विकरोतु एकं

स्वीकरणा स्विक स्वीकरणात् पूर्वं तत् पुस्तकं स्वी एक ब अभिलेखः अभिलेखमध्ये लेखनीयः ओके ओके हा रैट् हां त्वया स्वीकर्तुं शक्यते हा अस्तु अस्तु ओके ओके ह